मम प्रोडेक्ट् वर्तते ब्रेस्लेट् इति ब्रेस्लेट् सुवर्णस्य इति कारणात् तत् आरोग्यार्थं उत्तमम् अपि च बहु सुन्दरम् वर्तते तत्र वर्णः अपि न गच्छति इति कारणात् तत् बहुसम्यक्तया हस्ते दृश्यते अपि च तत् धारणेन मम हस्तस्य सौन्दर्यमपि वर्धते